संस्कृतभाषायाः परिरक्षणं संस्कृतछात्रैः एव करणीयम् इति किमर्थं नाम ये संस्कृतछात्राः संस्कृतेन सम्भाषयति संस्कृतं जानन्ति ते यदि अग्रे गत्वा अन्यान् पाठयन्ति तर्हि अन्येषां कृते किञ्चित् संस्कृतभाषा रुचिकरा भवति एवञ्च संस्कृतभाषा पठनेन को वा लाभः किं वा तत्र प्रयोजनम् इति सर्वमपि वदामश्चेत् अन्येऽपि जनाः ये संस्कृतप्रेमिणः तेऽपि प्रेम्णा संस्कृतभाषां पठन्ति एवञ्च संस्कृतभाषापठना पठनस्य लाभादिकमपि तत्र वक्तव्यं यथा वयं बालान् किमपि स्तोत्रादिकं पठा पाठयामः ते उत्तमरीत्या पठन्ति तर्हि अग्रे गत्वा यत्किमपि शब्दं वा स्तोत्रे यत्किमपि शब्दः वा वर्णो वा किमपि काचित् जिज्ञासा स्तोत्रविषये प्रवर्तते चेत् सः स्वयमेव अग्रे आगत्य किमपि नूतनं ज्ञानं पठितुं वा किमपि प्रष्टुं तस्याः बुद्धिप्रवर्तना भवति एवञ्च अनेन संस्कृतभाषायाः प्रचारः अपि तथा च संस्कृतभाषायाः महत्वपूर्णतापि ज्ञातुं शक्यते एवम् क्रमस्तु संस्कृतभाषायाः पठनस्य सर्वे यथा कथञ्चित् बाल्यकाल्य बाल्यकाले यत् पठितं यथा रामः रामौ रामाः इति शब्दादारभ्य एव पठ्यन्ते यथा विद्यालयेषु छात्राः अपि एवमेव पठितवन्तः किन्तु तस्मात् अग्रेऽपि किमपि संस्कृतमस्ति इति विद्यालीयछात्राः न जानन्ति अतः तेषां कृते केवलं रटनाभ्यासमेव संस्कृतम् इति काचित् मानसिकता वर्तते सा च मानसिकता परिवर्तनीया इति हेतोः ये संस्कृतछात्राः संस्कृतं जानन्ति संस्कृते अध्ययनम् अध्यापनं कुर्वन्ति तेषामेव दायित्वं वर्तते संस्कृतभाषायाः परिरक्षणार्थमिति